हलो मम नाम डाक्टर् आर्ति मीना हरि ओम् हरि ओं किं श्रुति वदति आम् आं अहं राजस्थान् प्रदेशस्य जैपुर् नगरात् आगतवती अस्तु अहं जैपुर् तः अस्मि अहं पेशाविनगरस्य नेशनल् पब्लिक् सीनीयर् सेकेण्ड्रि विद्यालयतः इण्टर्मिडियट् परिक्षाम् उत्तीर्णं कृतवती अनन्तरं महारानीमहाविद्यालयतः बि ए कृतवती अनन्तरं राजस्थान् विश्वविद्यालयस्य संस्कृतविभागतः साहित्यविषये मास्टर् आफ़् आर्ट्स् कृत्वा विश्वविद्यालय अनूदान आयोगतः आयोजितं नेट् परीक्षां उत्तीर्णं कृतवति गतवर्षे मम शोधकार्यं सम्पन्नं जातं आम् इदानीं अहं कार्यं करोमि इदानीं अहं मिजि विश्वविद्यालये पाठयामि पञ्चवर्षाणि जातानि अहं केन्द्रीयसंस्कृतविश्वविद्यालयस्य जैपुर् परिसरतः विद्यावारिधिं कृतवति मम शोधविषयः वर्तते ध्वन्यालोकस्य दिधितिलोचनटीकयोः तुलनात्मकम् अध्ययनं आम् अन्येषु आलङ्कारिकग्रन्थेषु अपि एषाः विषयाः प्राप्यते तथा काव्यप्रकाशः वक्रोक्तिजीवितं रसगङ्गाधरः साहित्यदर्पणः अस्तु पञ्चाशत्सहस्रम् एव अस्तु धन्यवादः